भारतस्य प्रसिद्धाः नृत्यशैल्याः भरतनाट्यं कूचुपुडि कथक्कळि मोहिनि अट्टम् ओडिस्सि मणिपुरि इत्यादयः तत्र कथक् अपि अस्ति किन्तु तद् सम्पूर्णं भारतीयं नास्तीति तद्विहाय एतत् वर्णितम् अत्र नाट्य शास्त्रे बहवः गुरुवर्याः आसन् तत्र प्रसिद्धाः केल् चरण् मह महोपात्र इति ओडिस्सि नृत्यगुरु रुक्मिणि अरुन्डेल् इति भरतनाट्यस्य गुरु अपि आसीत्